नमोनमः भ्रातः वदतु अहं ग्राममस्मि आमाम् किमर्थं बिहारमागतः सम्यक् तर्हि मम गृहम् आगच्छतु आम् आं रघुनाथपुरमध्ये बलुव आगच्छतु आगच्छ आगच्छ सम्यकस्ति भवान् कथमस्ति भवन्तः सज्यः भवन्ति तथा भ्रमणार्थं गच्छति हं तिहारमण्डले अनेकानि भ्रमणस्थानानि सन्ति के के स्थानानि सन्ति गान्धीमैदानमस्ति गान्धीसङ्ग्रहालयः अस्ति बौद्धस्तूपः अस्ति आमाम् अस्ति चलतु भवान् चलति चलतु हा हा एषः एषः गान्धीमैदानः अस्ति वा बहुजनः अत्र आगच्छतु क्रीडतु द्विचक्रिका चालयतु हा कारं चालयतु गान्धीसङ्ग्रहालयः दश मीटरः अस्ति वा समीपे अस्ति वा लेकिन् किञ्चिद् दश मीटरः अस्ति वा गान्धीसङ्ग्रहालयः बौद्धस्तूपः द्वि किलोमीटरः अस्ति वा मम पार्श्वे चिन्ता मास्तु चिन् चिन्ता मास्तु मम पार्श्वे द्विचक्रिका अस्ति द्विचक्रिका चालयतु हा भवान् चा चलतु गान्धीमैदाने भ्रमणं करोतु सङ्ग्रहालयः क्रीडा समानः अस्ति बोद्धस्तूपः बहु सम्यक् फ़ोटो क्लिक्कः अस्ति वा

आगच्छ भ्रमणं करोतु भ्रमणं भ्रमणार्थं करोतु